अहं कागदे लिखामि तथैव टैपिङ्ग अपि करोमि पुरा केवलं कागदे लेखनमेव आसीत् किन्तु अधुना लेखनं वाचनं सर्वम् अपि यन्त्रेणैव जायते इदानीं प्रायः सर्वेऽपि लेखनापेक्षया टैपिङ्ग एव इच्छन्ति यतः टैप् कृत्वा स्थापयामः चेत् तत् नष्टम् अपि न भवति तथा सुलभतया यन्त्रद्वारा अन्येभ्यः प्रेषयितुम् अपि शक्यते